यथा अहं मम गुरुनाथस्य समीपे शास्त्रं शास्त्रस्य अध्ययनं करोति तस्मिन् समये अभिज्ञानशाकुन्तलम् तैः पाठितवन्तः तत्र ते उक्तवन्तः शकुन्तला सा शकुतला सदा वृक्षाणां वा पादपानां वा लतानां वा संरक्षणं कुर्वन्ति परन्तु ते उक्तवन्तः अस्मिन् काले यथा कुर्वन्ति यथा करोति तद्वत् नास्ति तस्मिन् काले यथा अर्थात् शकुन्तलायाः काले तस्मिन् काले तत्र बहवः बहूनि वनानि बहवः वृक्षाः पादपाः सर्वे सन्ति तथापि सा शकुन्तला लतानां वृक्षाणामपि परिपालनं करोति कथं करोति चेत् सस्यानि तस्याः भगिनी इतिवत् तासां परिपालनं कुर्वन् करोति तत् श्रुत्वा अहं चिन्तितवान् तस्मिन् काले सा तद्वत् कृतवती परन्तु अस्मिन् काले ततोपि अधिगं करणीयमस्ति तादृशी अवस्था वर्तते अस्माकं भूम्नि सर्वत्र वनादिकं नाशयित्वा अन्यत् किमपि निर्मान्ति अतः वृक्षाणां वा ध्यानानां वा संरक्षणम् अवश्यं करणीयम् तत्र द्वितीयं कारणं वर्तते मन्दिरे तत्र पुष्पाणि आवश्यकानि देवस्य निमित्तं पुष्पाणि ददाति चेत् तत् एकम् उत्तमं कार्यं भवति अतः मया चिन्ता चिन्तितं यथा मया शक्यते तथा मन्दिरे पुष्पाणि दातव्यं पुष्पाणि दातव्यानि तन्निमित्तापि मया उद्यानस्य परिपालनं पुष्पाणां परिपालनम् आरब्धम् अत्र मम मुख्यः प्रेरकः मम गुरुनाथः एव